पाककला इति कला अस्ति कला सर्वेषां कृते भिन्ना अस्ति पुरुषो वा स्त्री वा पूर्वकाले पुरुषाः बहिः गच्छन्ति स्म अतः केवलं महिलाः एव स् भोजनं कुर्वन्ति स्म अतः ततः परं पाककला केवलं स्त्रिया एव भवति इति भावः आसीत् परन्तु अधुना कालस्य परिवर्तनात् जनानाम् चिन्तनपद्धति अपि परिवर्तितः अस्ति अतः अधुना मनुष्यः अपि पाककलायां निपूणताः सन्ति निपुणाः सन्ति मम गृहे मम पिता भ्राता च भोजनं कर्तुं शक्यते अहं मन्यते पुरुषाः अपि उधारपूर्वकं भोजनं पाकयितुम् आगच्छेयु यतः इदानीं ते अपि स्वतन्त्रः एव तिष्ठन्ति महाम्याने वर्धन्ते वर्धनेन तेषां स्वातन्त्र्यं न प्राप्यते ते प्रतिदिनं बहिः भोजनं न कृत्वा गृहभोजनम् इच्छन्ति अतः इदानीं ते अपी भोजनमपि भोजनमपि पाकयितुं शक्नुवन्ति अद्यकाले प्रसिद्धा यः पाकशास्त्रज्ञाः अपि पुरुषाः एव सन्ति इति अहम् इच्छा मम इति मम मतम् तर्हि पाककला इति पाककला वर्तते तत्कलां सर्वेषाम् इति कला ज्ञायते इति मम मतम्